नमस्ते एतत् श्रीकृष्णभट्टेन सह सम्भाषणं क्रियमाणं वर्तते वा हा श्रूयते श्रूयते वित्तविषये अहं निर्देशनं करोमि तदृशम् एकम् अस्माकं एका संस्था वर्तते ततः इदानीं दूरवाणी क्रियमाणा वर्तते हा भवतां इन्वेस्ट्मेण्ट् विषये अग्रिम यदा कार्यं सर्वं सं सम्पन्नं भवति यदा रिटैर्मेण्ट् इति उच्यते तद्विषये इदानीं किमपि तादृशचिन्तनम् अस्ति वा तद्विषये किं कृतमस्ति इति वक्तुं

ओ अस्माभिः ओ सम्यक् सम्यक् महोदय अस्माभिः किं क्रियते इत्युक्ते सम्पूर्णतया केवलं निवृत्तजीवनं इति इति न इदानीमपि किञ्चिदिव भवतां कृते यु नो वित्तप्रत्यागमनं भवेदिति कारणतः द्वित्रि तादृश अस्माकं चिन्तनं वर्तते अहं वदामि भवन्तः पश्यन्तु एकं तु सम्पूर्णतया आमूलाग्रवित्तचिन्तनम् इत्युच्यते तत् तस्मिन् किं भवति इत्युक्ते इदानीं भवतां समीपे एकं सहस्रं भवति इति चेत् तत्र पञ्चशतं अस्माभिः इदानीं शेर्स् इति यदुच्यते तत्र इन्वेस्ट्मेण्ट् क्रियते अस्माकमेव तत्र तज्ञाः सन्ति तद्विषये ते वदन्ति कित्रचित् कुत्र कुत्र एवं करणीयमिति एतत् आङ्ग्लभाषायां यद् उच्यते सिप् इति तथापि कर्तुं शक्यते सिस्टमाटिक् इन्वेस्ट्मेण्ट् प्लान् इति कर्तुं शक्यते प्रतिमासं किञ्चित् तत्र निवेशनं क्रियते इति तत्र इदानीं एकं सहस्रं भवति चेत् पञ्चशतं तत्र गच्छति पुनश्च द्विशतं तु इदानीं कुत्रचित् इन्वेस्ट्मेण्ट् क्रियते चेदपि गोल्ड् विषये सर्वदापि अस्माकं चिन्तनं भवेदेव तत्र द्विशतं तत्र गच्छति पुनश्च म्यूचियल् फण्ड्स् इति यदुच्यते तत्र इति चिन्तनमस्ति आ हा भवतां इदानीं यद्वित्तं भवति मासे यदार्जनं क्रियते तत्र यदि भवद्भिः त्रिंशत् पर्सेण्टेज् क्रियते चेदपि बहु सम्यगेव भवति इदानीं कीयद्वित्तार्जनं वित्तनिवेशः कर्तुं शक्यते इति भवद्भिः भवतां चिन्तनमस्ति सत्यं

ओ चिन्ता नास्ति महोदयः न न न इदानीं भवन्तः दशसहस्रं संस्थापयन्ति प्रतिमासं इति चेदपि अग्रे एतत्तु इदानीं यदा निवृत्तिर्भवति तदानीं तु जीवनं बहु सम्यक् यापयितुं शक्यते किमर्थमित्युक्ते काम्पोण्डिङ्ग् इन्ट्रेस्ट् एव भवति खिल भट्टमहोदय किं भवति इत्युक्ते एकं तु अहं वदामि एकं तु इतोपि न्यूनं कर्तुं शक्यते पुनश्च एकं तन्त्रं वदाम्यहं भवतां दूरवाण्यां तत्र एतत् आन्लैन् शापिङ्ग् भवति खिल तत् एकं डिलिट् कुर्वन्तु तत् तत् किं करोति इत्युक्ते इदानीं पञ्चसहस्रमिति भवतां चिन्तनं भवति चेत् सप्तसहस्रं भवति किमर्थमित्युक्ते तत्र द्विसहस्रं गच्छति ओ एवं वा

चिन्ता नास्ति महोदय चिन्ता नास्ति महोदय एतादृशचिन्तनार्थमेव अस्माकं मासिकं द्विशतं बहु प्राप्यते महोदय मासिकं द्विशतं दीयते चेत् निवृत्यनन्तरं प्राप्यते पञ्चाशत्सहस्रं वा एकलक्षपर्यन्तमपि गन्तुं शक्यते तदुपरि गन्तुं न शक्यते तदपि चिन्तयामि यावत् आनुकूल्यं भवति तावत् चिन्तयामि अहमेकं कार्यं करोमि न्यूनं हा बहु बहु सम्यक् भवतां चिन्तनं वर्तते इदानीं किमपि न संस्थाप्यते केवलं यावत् न्यूनं तावत् संस्थाप्यते यावदधिकं आगच्छेत् खिल हा तदर्थमेव अस्माकं संस्था भवति निश्चयेन निश्चयेन कुर्मः कुर्मः अहमेकं कार्यं करोमि एकं एक्सेल् शीट् मध्ये सम्पूर्णतया एकं प्लान् कृत्वा अहं प्रेषयामि भवन्तः एकवारं पश्यन्तु यावदानुकूल्यं भवति तावदहं कारयामि अस्माकं केवलं एकं पर्सेण्ट् एव अस्माकं चार्ज् भवति तावदेव आम् आम् प्रेषयामि अस्तु